आम् मे गृह पशवः रोचन्ते किं तद् गृह पशुः इति चेत् तद् धेनुः गावो विश्वस्य मातरः इत्युक्तरीत्या गावः न केवलम् अस्माकं मातुः किन्तु समग्र विश्वस्य मातुः किमर्थम् इति चेत् मातुः स्तन्यपानानन्तरं क्षीरं तावत् धेनुरेव दीयते तद् तत् क्षीर सहायेन तत् क्षीरपानेन देहे पुष्ठ्यादिकं जायते न केवलं तत् वैदिके अपि गोदानस्य महत्वम् उपवर्णितम् गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश तस्मादस्य प्रदानेन अतः शान्तिं प्रयच्छ मे इति तस्य माहात्म्यम् उक्तम् गवाङ्गे चतुर्दशभुवनानि विद्यन्ते तत्र सर्वे देवाः रमन्ति तस्मात् तस्य दानेन सकलपापस्य विमोचनं भवति इति एवं गोमूत्रगोमय इत्यादीनां कृषिस्थाने निक्षेपणेन तस्य धान्य तत्र धान्य वृद्धिः दृश्यते एवं स्थळशुद्ध्यर्थम् आत्मशुद्ध्यर्थं च गोमूत्रस्य उपयोगः लोके दृश्यते तत्कारणार्थमेव तत् तदर्थमेव पञ्चगव्ये गोमयगोमूत्रनिक्षेपणं दृश्यते गोः धेनुः तावत् अमृतत्वसूचकं तत् तस्मात् तन्त्रशास्त्रे अमृतीकरणार्थं धेनुमुद्रा इति धेनुमुद्रा अमृतसूचको भवति